ऐभो स्वाती रेस्टोरेण्ट् विपणाध्यक्षः अहं भवतः रेष्टोरेण्ट् मध्ये पन्नीर् बटर्मसाला बटर्कुल्चा इति पदार्थद्वयम् अखादिश्यम् तद्वयं मह्यम् अतीव रोचते अतः अहम् अधुना भवतः निकटे याचयन्नस्मि यत् पुनः मह्यं तद्वयं प्रेषयतु मम गृहम् इति यतः मम गृहे अधुना बान्धवाः वर्तन्ते तेषां भोजनकालः सन्निहितः अतः भवतः रेस्टोरेण्ट् मध्ये मया यत् खादितं तद्वयं भवान् प्रेषयतु